अहमेकं मोबैल् स्टे स्टेन्ड् आर्डर् कृतवान् किन्तु मया यद् आर्डर् कृतं तद् कम्पनी स्टेन्ड् नागतं अन्यत् कम्पनी आगतं प्रथमः द्वितीयं भवति तत्रापि स्क्रूस् अपि कार्यं न कुर्वन्ति सम्यक्तया पुनः तत्र मोबैल् न तिष्ठति तर्हि पश्यामः चेत् एतादृशं प्रेषयन्ति चेत् ग्राहकाः अपि न्यूनाः भवन्ति अग्रिमे